अहं मम छायाचित्रं सामिजिकमादध्यमेषु प्रकाशयामि किमर्थम् इत्युक्ते अहं कुत्र गतवती इति सर्वं स्थापयितुं कुत्रापि स्थानमस्ति अवश्यकं खलु पुनः जनाः कुत्रापि न गच्छति चेत् नूतनस्थानं स्थानं स्थाने अहं गच्छामि चेत् जनानाम् अपि नूतनविषये किं तद् आगच्छति खलु तत्र गन्तव्यं तादृशं सम्यक् स्थानमस्ति इति सर्वं चिन्तयति खलु तादृशमस्ति पुनः कुत्र कुत्र स्थापयामि इत्युक्ते इदानीम् इन्स्टग्राम् अस्ति सम्यक् अतः अहम् इन्स्टग्रां मध्ये स्थापयामि किमर्थम् इत्युक्ते तत्र कोमेण्ट्स् आगच्छति पुनः तत्सर्वम् आगच्छति पुनः तादृशं तादृशकार्याणि इन्स्टग्रां मध्ये इदानीं सोशियल् मीडिया मध्ये इन्स्टग्राम् अधिकतया उपरि एप् अस्ति अतः इन्स्ट्रा मध्ये स्थापयामि इत्युक्तवति नास्ति चेत् अहं स्थापयामि तावदेव अन्यत्र कुत्रापि न स्थापयति स्थापयामि नास्ति चेत् एवमेव भवति ततः मम विषये तावद् चिन्ता नास्ति इति एवं तत्रैव प्रकाशनं इन्स्टा पुनः वाट्साप् इदानीं ट्विट्टर् मध्ये अहं नास्मि अतः न स्थापयामि नास्ति चेत् युटुब् मध्ये स्थापयामि युटुब् अपि सम्यक् अस्ति तत्रापि स्थापयितुम् अहं प्रयत्नं करोमि इति